मम शक्तिः क्रीडायां वर्तते तथा दौर्बल्यं सर्वत्रापि वर्त वर्तय वर्तय वर्तय वर्तते इति चिन्तयामि यथा क्रीडासमये कथं क्रीडनीयम् इति समीचीनतया ज्ञायते पुनः समाजस्य व्यवहारे दौर्बल्यमपि विद्यते एव यतः वयं ज्यौतिषकाः ज्योतिश्शास्त्रस्य विचारे बहूनि बहुश्रद्धावन्तः स् श्रद्धावन्तः स्मः अस्माकञ्जातके गुरुः चतुर्थस्थाने वर्तते नाम मकरराशौ मकरराशौ गुरुः नीचः अत एव दौर्बल्यं वर्तते इति वक्तुं शक्यते